अहं नृत्यस्य रील्स् अथवा शार्ट्स् पश्यसि ए पश्यामि एव मम इष्टतमनर्तकाः नीरौ भौव्लेजा एवं दिल्शा प्रसन्नन् इत्यादयः च तेषां नृत्यम् अतीवमनोहरं सुन्दरं च भवति आकर्षकः च भवति तस्मिन् तस्मादेव कारणेन मम प्रियाः नर्तकाः ते द्वे भवतः नृत्यस्य शार्ट्स् आर् अथवा रील्स् मा अहं सदा पश्यामि एव तत् मम एकः विनोदः एव भवति